अहं बिहारप्रदेशस्य बेगुसराय्जनपदान्तर्गतरामदिरीनामके ग्रामे वसामि तत्र यद्यपि सम्प्रति तथा तु नास्ति तथापि वर्णाश्रमव्यवस्था तु दृश्यते सम्प्रति वृत्तिविषये यदि पृच्छ्यते चेत् ये ब्राह्मणाः भवन्ति सम्प्रत्यपि ते प्रायः तत्र कर्मकाण्डकार्यं ते कुर्वन्ति ज्योतिषकार्यं ते कुर्वन्ति एवमेव अधिकाधिकाः जनाः कृषिकार्यं कुर्वन्ति स्वं स्वं लघु आपणम् उद्घाट्य ते स्वकीयं जीवनं चालयन्ति ये मालिनः भवन्ति ते सम्प्रत्यपि गृहं गृहं प्रति गत्वा ते पुष्पाणि तत्र यच्छन्ति तथा च तद्रूपेण ते ततः किञ्चित् अन्नादिकं ते ताः मालिनः स्वीकुर्वन्ति एवञ्च ये रजकाः भवन्ति ते सम्प्रत्यपि वस्त्राणि स्वीकृत्य ख्यालयन्ति पुनः तत् तत् तस्य इस्त्रीत्यादिकं कृत्वा पुनः ते गृहं गृहं प्रति ते यच्छन्ति अनेन इयं स्थितिः अस्ति मम अर्थव्यवस्थायाः मम ग्रामे अनेन जनाः प्रत्येकं प्रत्येकेन प्रत्येकं जनेन सह युक्ताः भवन्ति सम्मिलिताः भवन्ति सर्व सर्वेषां जनानां स्वकीयं महत्त्वं वरि वरीवर्त्ति अतः मया वक्तुं शक्यते यत् मम ख्येत्रस्य या अर्थव्यवस्था अस्ति सा नितान्तं जीवन जीवनसैल् जीवनशैलीं प्रभावयति